रोड् मार्गे चलति लोकयानम् यात्रिकान् नीत्वा चलति चालकः भवति शुल्कं दत्वा टिकेट् चीटिकां स्वीकरणीयं भवति एकस् एकः स्थानतः अन्यं स्थानं गन्तुं लोकयानस्य प्रयोगः कर्तुं शक्यते बस् यानस्थानानि भवन्ति एकस्थानात् अन्यं स्थानं प्रति गन्तुं शक्नुमः पोइण्टु पोइण्ट् बस् बस् यानम् अपि भवति दूरस्थानं गन्तुं पोइण्टु पोइण्ट् बस् स्वीकर्तुं शक्यते सामान्यं लोकयानं विशेषलोकयानं अथवा डीलेक्स् इति वदन्ति तदपि सन्ति शुल्के भेदः भवति सामान्यं चेत् न्यूनं शुल्कं भवति विशेषं चेत् अधिकं दातव्यं भवति वातानुकूलं लोकयानम् अपि इदानीम् अस्ति दूरस्थानं गमनं चेत् वातानुकूलं लोकयानं सम्यक् भवति यात्रां कर्तुम्